हरि ओम् नमस्ते महोदयः अहं नटेशः इति उडुपीतः गणकयन्त्रे किञ्चित् समस्या अस्ति तद् यदा अहं तस्य उद्घाटनं करोमि बहु विलम्बेन उद्घाटितं भवति अनन्तरं तत्र एतद् वर्ड् मध्ये टैप् कृतं एकम् पत्रं अस्ति तत् पी डी एफ् अपि करणियं कथं करणियं इति किञ्चित् वक्तुं शक्य आम् आम् सत्यम् मम् पुरतः एव लेप्टाप् अस्ति तद् किञ्चित् द्रश् आम् आन् बटन् प्रेस् कृतवान् किञ्चित् भ्रमणं भवत् अस्ति सर्वदा किञ्चित् विलम्बेन उद्घाटितं भवति किमर्थं इति अहं न जानामि इदानीं निमिशत्रयम् अपेक्षते पूर्वं शीघ्रं भवति स्म अतः किञ्चित् किमर्थं

आम् आम् अस्तु

आम् आम् आम् प्रयत्नं करोमि आम् आम् आम् कृतवान् अस्तु अस्तु अभवत् अभवत् सत्यम् आम् आम् अस्तु अस्तु आम् आम् आम् आम् कृतवान् कृतवान् आम् अस्तु अस्तु अस्तु एवम् आम् पश्यामि

हा एवं वा हा अस्तु अस्तु तथा तदा करिष्यामि अस्तु अस्तु कृतवान् कृतवान् इदानीं मह्यं हा वदतु आम् अस्तु अस्तु अन्यद् एकं एका समस्या आसीत् तद् तदेव वर्ड् कथं पी डी एफ् करणियं इति किञ्चित् आम् आम् हा हा

आम् आम् अस्तु अस्तु अस्तु अस्तु एकवारं अहं प्रयत्नं कृत्वा पश्यामि यदि किमपि संशयः भवति चेत् पुनः दूरवाणिं करिष्यामि चिन्ता नास्ति खलु अस्तु अस्तु जातम् अस्तु अस्तु अत्र मम आगच्छति चेत् एकवारं दृष्ट्वा गच्छतु अस्तु वा अस्तु अस्तु अस्तु धन्यवादः धन्यवादः